नमस्ते अग्रिमे मङ्गलवासरे वयं मैसूरुनगरं गन्तुम् इच्छामः तत्र पर्यटनार्थम् अस्माकङ्कृते कार्यानानि आपेक्षितानि त्रीणि तेषु वाहनेषु के के स्तराः उपलभ्यन्ते कति रूप्यकाणि भवन्ति इति कृपया मां सूचयति वा